अन्तर्जालविषये इदानीं बालबालिकाः बहु अधिकं यापनं कुर्वन्ति तेषाम् इदानीं मातामहः पितामहः मातामही पितामही एतेषां पाठनं भाषणं प्रेमभावनम् आत्मीयभावनं एतत् सर्वस्य चाहं हृदि सन्निविष्टो एतादृश भावन एव इदानीं नास्ति केवलं धनमर्जयन्ति मातापितरौ एकं चरवाणीं यच्छन्ति तेषां कार्ये ते निमग्नाः भवन्ति बालाः सर्वे अन्तर्जाले भिन्नभिन्न दृश्यान् अनेकविषयान् दृष्ट्वा ते मानसिक व्याधाः व्याधयाः भवन्ति किमर्थमित्युक्ते तत् अस्माकं तृटिः एव अस्ति नाम वयं यत्र कुत्रापि भवतु या कापि वा भवतु प्रथमं अस्माकं बालकानां पुत्राणां पुत्रिकाणां पौत्राणां पौत्र्याः भवन्तु ते सर्वे अपि तैः सह वयं क्रीडा कुर्मः नाम वयं उचितं तेषां कृते इदानीं क्रीडा एव अस्तु पाठशालातः आगमिष्यन्ति साक्षात् चरवाणीमेव हस्ते भवन्ति नाम कैः सह क्रीडाङ्गणे क्रीडा के ते क्रीडितव्यं तथा बहु बहु विषयान् वक्तव्यम् अस्माकं देशस्य अस्माकं राज्यस्य देशभक्ताः अस्माकं रामायणमहाभारतं पुराणानि रामस्य आदर्शजीवनं कथं यापणीयं वीरघाताः वक्तव्यं

तेषां चैतन्यं भवति ते अग्रे अस्माकं देशं उन्नतस्थानं नेतुं ते प्रभवाः भवन्ति

मातापितरौ एव करणीयं

तृटिकरणानन्तरं करोति चेत् चिन्ता एव कारणीया भवति परन्तु अस्माकं लक्ष्यं इदानीं बालबालिकाः अन्यत्र गच्छन्ति भ्रमन्ति ते अनेकान् विषयान् पश्यन्ति परन्तु किं सत्यं किम् असत्यम् इति वयं तान् ज्ञापयामः चेत् अग्रे वयं तान् देशभक्तान् कारयितुं मातापितरौ बहु मातापितरं बहु समीचीनतयाः वृद्धावस्थायां बहु सम्यक्तया पश्यन्ति यथा अस्माकं प्रधानमन्त्रि मोदि जि इव ओ

इदानीं श्रावयति इदं